मम अत्यन्त इष्टखाद्यं रोटिका तथा च चिकन् साम्बार् तत् कुत्र खादितुम् इच्छामि इत्युक्ते मम गृहे एव अहम् अन्यत्र बहुत्र खादितवान् परन्तु यत् मम गृहे तत् रुचिः आगच्छति तत् अन्यत्र न आगच्छति बहुवारं प्रयत्नं कृतवान् तदर्थं रोटिकासाकं कश्चनवारम् अहं गुढा अपि खादामि तदपि सम्यक् भवति रोटिका तथा च क्षीरं शर्करम् अपि बहु सम्यक् भवति रोटिका बहु प्रियखाद्यं तत्साकं कश्चन समये क्षीरशर्करं कश्चनवारं गुढः कश्चनवारं चिकन् साम्बार् इत्यादिकं सम्यक् भवति रोटिका सामान्यविषयः